मया गृहस्य समीपे यद् मय्यास् रेस्टोरेण्ट् अस्ति ततः काटी रोल्स् फ्रेञ्च् फ्रैस् च आर्डार् कृतमस्ति परं काटी रोल्स् मया न आपेक्षते तद् कृपया निष्काष्यतां केवलं फ्रेञ्च् फ्रैस् दीयताम्